अहं प्रकृति प्रेमी अस्मि अहं प्राकृतिकछायाग्रहणं कर्तुं बहू इच्छामि अतः मम समीपे एकं बहू सम्यक् केमरा अस्ति तत्स्वीकृत्य अहं प्रतिवर्षं भारते अठामि सम्यक् सीनेरी प्राकृतिकविषयं स्वीकृत्य तस्य छायाग्रहणं कर्तुं बहुत्र अहम् अठामि प्रतिवर्षे गतवर्षे अहं केदार्नाथ् बदरीनाथ् अनन्तरं रुद्रप्रयाग् हरिद्वार् ऋषिकेश् अत्र सर्वत्र गतवान् आसम् तत्रस्थ हिमालयपर्वतश्रेण्याः अपि अहं बहू सम्यक्तया अहं छायाग्रहणं कृतवान् अस्मि अनन्तरं तत्र अरण्याः अपि सन्ति यदा अहं मुक्तिनाथ् गतवान् आसम् नेपाले यत् अस्ति मार्गमध्ये आरण्याः सन्ति तेषाम् अपि अहं बहु सम्यक्तया छायाग्रहणं कृतवान् आसम् अतः छायाग्रहणं यत् अस्ति तत् मम बहु रोचते